अहं कदाचित् लेखनं लेखितुम् इच्छामि लेखनेन मम मनः शान्तं भवति कदाचित् अहं व्यस्तः अस्मि चेत् लेखनं लेखितुं कष्टं भवति परन्तु सर्वदा मम मनसि इदं आगच्छति यत् उत्तम लेखनं लेखनीयम् इति सामान्यतया अहं सायंकाले लिखामि यदा उपविश्य लिखामि तत्र विषयाः स्फुरन्ति तेषां विषयाणां मनोज्ञतया विचिन्त्य लिखामि तेन लेखनेन मम मनसः प्रशमनं भवति